नूतनव्यापारस्य आरम्भे सावधानत्वम् अपेक्षितम् एव नूतनव्यापारः कीदृशः किं तस्य स्वरूपम् इति प्रथमं द्रष्टव्यं तदनुगुणं धनस्य निर्णयः भवति अपि च मार्केट् मध्ये अस्माकं काम्पेटेटर्स् के के सन्ति ते कथं व्यवहारं कुर्वन्ति वस्तूनां गुणवत्तां वस्तूनाम् आवश्यकमपि भवति यतोहि वयं गुणवत् वस्तुं दद्मः चेत् विक्रयिकाः अपि बहवः भवन्ति लाभः अधिकं भवति अतः नूतनव्यापार व्यापारस्थाः किञ्चित् सावधानं स्वीकृत्य अग्रे गच्छन्तु इति अहं चिन्तयामि